पाषाणखण्डेषु तथा च मूल्याङ्केषु तथा च मुद्र मुद्राणां सर्वप्रथमम् अहं रजतमुद्रां सङ्गृहीतवान् इदानीम् अपि सा रजतमुद्रा मम पार्श्वे सुरक्षिता अस्ति तथा च तस्य नाम तस्याः इदानीं मूल्यं वस्तुतः पञ्चसहस्रं स्यात् कदाचित् यत् एकं वारम् अहं काश्यां गतवान् तदा एव सा मुद्रा मया स्वीकृता अस्तु